पाकशालायां बहूनि पात्राणि सन्ति तेषां पात्राणि मध्ये पञ्च अथवा षट् पात्राणि अतीव रीत्या प्रतिदिनम् उपयुज्यन्ति तेषां विषये इदानीम् अहं वक्ष्यामि प्रथमतः चमसः चमसः पदार्थवितरणार्थम् उपयुज्यते चषकः पानीयविषयः पा पानीयविषयाणि वितरणार्थम् उपयुज्यते स्थालीपाकपात्रं तण्डुलनिर्माणार्थम् उपयुज्यते द्रोणीपात्रम् धान्यविषये धान्यनिर्माणार्थम् उपयुज्यते स्थालिका सर्वे जनाः भोजनार्थं जनान् भोजनार्थम् उपयुज्यते कूपी जलशेखरणार्थम् उपयुज्यते इति